गृहे पुरुषपात्राणि अपि भवन्ति महिलापात्राणि अपि भवन्ति प्रायशः सर्वाणि कार्याणि सर्वैः क्रियन्ते किन्तु गृहस्य सम्यक् सञ्चालनाय एका व्यवस्था कृता अस्ति महिलाः गृहेषु प्रायशः भोजननिर्माणं गृहस्य साजसज्जाम् अन्यव्यवस्थां कुर्वन्ति पुरुषाः गृहस्य सम्यक् सञ्चालनाय धनस्य व्यवस्थां कुर्वन्ति धनव्यवस्थाय बहिः परिश्रमं कुर्वन्ति एवंप्रकारेण महिलाः अपि कार्यं कुर्वन्ति पुरुषाः अपि कार्यं कुर्वन्ति